नमस्ते नमस्ते महोदया आं महोदया नमस्ते आम् महोदया आम् महोदया महोदया इन्शुरेन्स् लभ्यते आम् महोदया भवत्याः आधारः कार्ड् अस्ति वा आधारः कार्ड् अस्ति वा पेन् कार्ड् अस्ति वा पेन् कार्ड् पेन् कार्ड् भवत्याः वयः आम् महोदया आम् महोदया आम् महोदया

आं महोदया पश्यामि महोदया समीचीनं महोदया भवेयुः भवेयु भवति महोदया पर अति उत्तमं महोदया आयुष्मान् कार्ड् अस्ति चेत् अति उत्तमं चिन्ता मास्तु महोदया सम्यक् सम्यक् एव आं महोदया किञ्चिदपि धनं न दत्तम् सर्वे पेपर् मुख्येन एव सर्वे लभ्यन्ते महोदया आम् महोदया न न महोदया न क्रमसङ्ख्या अस्ति खलु इन्शुरेन्स् क्रमसङ्ख्या अस्ति खलु नम्बर् रिजिस्टर्ड् नम्बर् समीचीनं समीचीनं कार्ड् ददातु नम्बर् ददातु चिन्ता मास्तु स उत्तमं महोदया चिन्ता मास्तु आं महोदया आम् महोदया हा भवतु महोदया चिन्ता मास्तु सर्वे कवर् आं महोदया चिन्ता मास्तु भवतु इन्शुरेन्स् न महोदया आवश्यकता नास्ति नास्ति महोदया न महोदया अत्र अत्र एव सर्वे प्रोसेस् भविष्यति

न महोदया किञ्चित् नास्ति नमस्ते महोदया आं महोदया आं महोदया आम् महोदया चिन्ता मास्तु महोदया सर्वम् अन्यम् अन्यम् अपि कवर् कर्तुं शक्यते महोदया आं महोदया आं महोदया आम् महोदया सर्वं कवर् भवति महोदया आयुष्मान् अपि लभ्यते महोदया आयुष्मान् भारतं कार्ड् द्वारा इन्शुरेन्स् लभ्यते न आम् महोदया लभ्यते आम् महोदया आम् महोदया आगच्छतु चिन्ता मास्तु सर्वं सर्वम् आम् आम् म महोदया चिन्ता मास्तु महोदया नास्ति महोदया नास्ति कार्ड् ददातु नम्बर् ददातु किञ्चित् फ़ार्म् भवति तत्र तत्र सर्वं करणीयं लेखनीयं विवरणं लेखनीयम् आम् आम् नमस्ते महोदया नमस्ते